नूतनवस्तु इत्युक्ते पुस्तकानि अधिकानि क्रीतानि मया तत्र अन्तर्जालमाध्यमेन अपि क्रीणामि अहम् कोऽपि संस्था नूतनं संस्कृतभाषा अध्ययनं प्रति एकं नूतनं पुस्तकम् आगतम् तत् तस्य नाम विस्मृतवान् अहम् तद् तद् क्रीतवान् व्योम लेब्स् इति एकं पुस्तकम् उद्घटितवन्तः गत मासत्रय मासत्रयात् पुर्वम् तदपि स्वीकृतवान् अक्षरे आगतवान् तत्र पुस्तकानि स्वीकृतवान् तत्र रोड् मध्ये यदि मार्गे गच्छामः चेत् तत्र तत्र जयनगरमध्ये मल्लेश्वरमध्ये पुस्तकानि स्थापितानि भवन्ति तत्र पर्स्नाल्टि डेवेलप्मेन्ट् बुक्स् इति भवन्ति थिन्क् मेजिक् आफ़् तिन्किन्ग् बिग् तिन्क् अन्ड् ग्रो रिच् एवं मैन्ड् वेव्स् सब्कान्शियस् मैन्ड् पवर् एवं पुस्तकानि भवन्ति आङ्लायां सन्ति एतानि पुस्तकानि तदपि कदा कदा अहं स्वीकरोमि बेटर् इन्ग्लिश् इति अस्ति बिल्ड् युवर् वोकेबुलरि इत्यस्ति ते अपि तानि पुस्तकानि अपि अहं स्वीकृतवान् पुस्तकविषये अहं एवं आन्लैन् द्वारा आपणं गत्वा कोऽपि मित्रं उक्तवान् अयं पुस्तकः सम्यक् अस्ति इति तद् आन्लैन् द्वारा स्वीकृतं मया मार्गे स्वीकृतम् एवं पुस्तकानां सञ्चयनं करोमि अन्यानां वस्तु विषये अमेज़ान् द्वारा वा फ़्लिप्कार्ट् द्वारा वा आर्डर् करोमि सामान्यतः कदा कदा किमपि विशेषवस्तुः कुत्रापि उपलभ्यते चेत् कोपि वदति चेत् तत्र गत्वा तदपि क्रीणामि तत्र सङ्रहणं भवति मया